अस्माकं न अस्माकं नगरे बहुविधाः घटनाः भवन्ति कतिजनाः दुर्घट्नायाः स्वस्य प्राणः प्राणः जायते जनः तस्य हस्तः पादः स्य विच्छनं भवति एतेषां कृते आरक्षणाः अः अस्माकं विन् विनन्ति अस्ति स्ट्रीट् लैट् अस्ति खलु तत् स्य पालनं करोतु तस्य स्वरक्षणम् अस्माकं कर्तव्यम् अस्ति स्वतः कृते अस्माकं ज माता पिता कृते स्वस्य रक्षणम् आवश्यकमस्ति अहं गृहम् बहिः गच्छति तदा अस्माकं माता अस्माकं कृते ईश्वरस्य समीपे प्रार्थनां कुर्वन्ति तस्य कृते अस्माकं रक्षणीयं रक्षणं करणे आवश्यकमस्ति रक्षणस्य विषये कापि समस्या अस्ति चेत् आरक्षकः वदतु आरक्षकाय कर्तव्यमस्ति जनाः नियमस्य स् पालनं कर्तुं सहायं करोतु नियमान् कृते नियमान् कृते प्रत्येकं जनाः व वदनं करोतु नियमस्य पालनकरणार्थम् कदा कदा दण्डः अपि करणीयम् आवश्यकमस्ति चेत् दण्डः अपि करोतु